हार्मोनियं तबला च वाद्यानां सह गायनं कर्तुं बहु इच्छा भवति हार्मोनियं माध्यमेन च स्वराणां तारतम्यता च भवति स्वरैः सह गायनं सम्यक् प्रभावशाली रुचिपूर्णं च भवति तबलामाध्यमेन च गीतस्य ताललयादीनां तारतम्यता स्वरेषु तालेषु च समन्वयः भवति अस्माकं जीवने सङ्गीतस्य महती आवश्यकता वर्तते यदा वयं दुःखे भवति तदा सर्वाणि दुःखानि विस्मृत्य सङ्गीतम् सङ्गीतम् एव इह अस्माकं दुःखानि विस्मृत्यकरणे बहु सहायकः भवति यतः अस्माकं मनः प्रसन्नं भवति तदापि सङ्गीतं बहु रोचते यदा अस्माकं मनः अप्रसन्नं अपि भवति तदापि बहुरोचते उभयोः स्थितौ सङ्गीतस्य बहु महती अवश्यकता वर्तते यतः साहित्येपि कथ्यते साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः तृणन्न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनां साहित्ये साहि साहित्ये अस् यत् साहित्येपि अस्ति यत् यदा मनुष्यः साहित्यसङ्गीतकलया विहीनः अस्ति तदा तस्य स्थितिः साक्षात् पशुवत् एव अस्ति अतः अस्माकं जीवने सङ्गीतस्य महती आवश्यकता दृ दृश्यते